नमस्कारः मम अहम् अत्र विद्यापीठसैनिक्पुरिमध्ये वसामि अत्रतः मम काचिगुडापर्यन्तं गमनम् अस्ति भवान् आगच्छति वा अहं तु प्रत्यहं गच्छामि तत्र गमनसमये द्विशतं रूप्यकाणि ददामि नैव अहं तु प्रत्यहं गच्चामि ह्यः एव गतवान् अहं ह्यः एवम् अस्य दिनस्य का व्यत्यासः अस्ति कश्चन व्यत्यासः नस्ति भोः मास्तु तवापि मास्तु ममापि मास्तु विंशतिरूपम् अधिकतया दत्वा विंशत्युत्तरद्विशतं ददामि आगच्छतु किञ्चित् शीघ्रतया गमनम् अस्ति भवतु भवतु तिस्रः रूप्यकाणि अधिकं ददामि आगच्छतु आगच्छतु आगच्छत् आगच्छतु समीचीनम् आगच्छतु पञ्चत्रिंशत् रूप्यं अधिकां अधिकं ददामि आगच्छतु तत्र अहं काचिगुडामध्ये तत्र राघवेन्द्रस्वामिनां मठः अस्ति तत्र कश्चन प्रोग्राम् अस्ति तत्र गमनम् अस्ति मम अतः शीघ्रतया आग अत्र अत्र आरभ्य ए ओ सी सेन्टर् मध्ये गच्छामः तत्र तावत् ट्राफ़िक् नैव भवति आम् ई सी एल् इति कृत्वा करोमि कुर्मः चेत् तत्र किलो मिटर् अधिकं भवति तिस्रः चत्वारि वा भवन्तु भवान् किं वदसि कार्यस्य अस्य अस्माकं किमपि समस्या न भवति इति तथा चेत् कापि समस्या नास्ति आगच्छतु गच्छामः